सीवनं मम अन्यैकम् इष्टकार्यमस्ति गृहकार्याणि सर्वाणि समाप्य अहं प्रतिदिनं किञ्चित् किञ्चित् सीवनकार्यं करोमि एकं दिनम् आपणं गत्वा वस्त्रं क्रीणामि तदनन्तरम् एकं दिनं वस्त्रं कर्तयामि एकस्मिन् दिने वा दिनद्वये वा सीवनं समाप्य सम्पूर्णम् रचयामि दूरदर्शने वा किमपि चलनचित्रे वा किञ्चित् नूतनां परिकल्पनां दृष्ट्वा प्रण प्रेरणां प्राप्नोमि